इदानींतनकाले कृषिः पशुपालनविषये तन्त्रज्ञानं तु अधिकं साहाय्यं करोति सर्वाणि कार्याणि कृषिकार्याणि वपनकार्याणि वा वर्धनकार्याणि वा जलसिञ्च सञ्चयनं वा एतानि सर्वाणि यन्त्रं यन्त्रज्ञानं द्वारा जलसञ्चयनकरणं क कुर्वन्तः सन्ति जनाः ततः अल्पसमये अल्पव्ययेन अल्पव्ययेन अधिकं कार्यं कर्तुं शक्यते तद् सर्वदा उपयोगाय भवति कदाचित् अहं चिन्तयामि यन्त्रं यन्त्रविज्ञानेन यन्त्र उपयोग उपकरणेन अन्ये जनाः ये कार्यङ्कुर्वन्ति क्ङ् कृषिकार्यङ्कुर्वन्ति तेभ्यः उद्योग न्यूनः अभवत् तेभ्यः अन्यत् कार्यं न लभ्यते अतः सः एकः एका समस्या अस्ति सर्वे ट्राक्टरित्यादिवस्तूनि स्वीकृत्य कार्यं कुर्वन्ति यन्त्राणि उपयोगं कुर्वन्ति तत्र सामान्यजनाः ये तस्य आधारः भवति कृषिकार्यम् आधारः भवति तद् न कर्तुं शक्यते परन्तु गत् गतिकानुगतिको लोकः खलु इदानीं सर्वे उपयोगं कुर्वन्ति यन्त्राणि करणीयमेव नो चेत् फलवृद्धिः फलसम्मृद्धिः न भवति अधिकव्ययः भवति चेत् अपि क्लेशः एव लाभाः तु बहवः सन्ति यन्त्रं यन्त्रविषये बहवः यन्त्राः सन्ति तत्तु स्वागतं करणीयमेव